हरिः ओम् हा हरिः ओम् हा आम् हा हा हा क्षम्यताम् क्षम्यताम् क्षम्यताम्

अय् आम् म्यां नाम आं म्यां करोतु का आम् यां बेङ्क् अमौण्ट् करोतु बिल् तत् ददातु क्षम्यताम् क्षम्यतां भो क्षम्यताम् अहं रीफ़ण्ड् करोमि कम्प्लेण्ट् न अम् आम्

आम् क्षम्यताम् अहं अन्यद् पाचकारः आम् दातु यद् तं रमण हा पावर्टिदेशे

हा आम् आम् ओ